नमस्ते महोदय कुत्र अस्ति भवान् इति मया द्रष्टुं न शक्यते अहम् इदानीं नन्दिनी पार्लर् समीपतः एव अस्मि मम पुरतः बस् यानं तिष्ठति तत्रेव आगच्छतु इति प्रार्थये भवान् कुत्र अस्ति इति न जाने